भोः अहं भवद्भिः सह काश्चन रोमाञ्चकार्यं वार्तां साक्षात् कर्तुम् इच्छामि स्म अधुना एव मम विवाहः अभवत् मम जीवनस्य एतत् नूतनमध्यायम् आरभ्य एतादृशः आश्चर्यजनः भावः इदानीमेतावत् कार्यं वर्तते मम नूतनम् उपनामेन सह मम पास्पोर्ट् अद्यतनीकरणम् अपि अस्ति नाम परिवर्तनप्रक्रियायाः कृते पास्पोर्ट् सेवाकेन्द्रे नियुक्तिनिर्धारणं कर्तुं मया निश्चयः कृतः समयस्य विषये भवतः किं मतं किं मया तत्क्षणमेव कर्तव्यम् अथवा नियुक्तिपूर्वम् अन्यद् किमपि विचारणीयम् अस्ति वा